द्विसहस्रर्षस्य जने जनवरी मासस्य प्रथमः दिनाङ्कः द्विसहस्रवर्षस्य फ़ेब्रवरी मासस्य द्वितीयदिनाङ्कः द्विसहस्रवर्षस्य मार्च् मासस्य चतुर्थः दिनाङ्कः पुनश्च द्विसहस्रवर्षस्य जनवरी मासस्य विंशतितमदिनाङ्कः द्विसहस्रवर्षस्य जनवरी मासस्यैव पञ्चमदिनाङ्कः